एवं चारणार्थं मम इष्टतमः भुविन्यासः भवति तेनीग्रामस्य मलप्रद्र प्रदेशः वनं भवति किमर्थम् इत्युक्ते तत्र मम एकः मन्दिरम् एकं मन्दिरं वर्तते अस्माकं तत्र मन्दिरार्थं तु एवं चारणं कृत्वा एव गन्तव्यम् एव तत्र मन्दिरे मार्गे तु एका एका नदी प्रवहति मुल्लैपेरियारिति ततः तां तां नदीम् अवतीर्य एवं तत्र मन्दिरं प्रति गन्तव्यम् अस्ति मार्गे तु बहु बहवः मृगाः भवन्ति एवं सिंहादयः व्याघ्रादयः एवञ्च महिषादयः अपि भवन्ति एव वने भवन्ति बृहत् महिषाः ते भवन्ति अतीव सुन्दरं रमणीयञ्च भवति तत्र तु बहु सम्यक्तया अस्माकं कालक्षेपं कर्तुं शक्नुमः मनोरञ्जकञ्च भवति हिमालयस्य विषये तु अहं न जानामि किमर्थम् इत्युक्ते मया तु हिमालयं प्रति अधुनापर्यन्तं न गतम् अस्ति न गतम् अतः एषः मह मम अभिप्रायः